अहं भोजनं निर्माणं करोमि कथं निर्माणं करोमि इति अहं न जानामि मया निर्मितं भोजनम् अन्येभ्यः रोचते चेत् मम कृते बहु आनन्दः एव भवति तत्र मया निर्मितपाकम् अन्ये खादित्वा मया तस्य विषये वदन्ति बहु सम्यक् आसीत् बहु सम्यक् अस्ति अहमपि निर्माणं कर्तुम् इच्छामि इति वदन्ति चेत् अहं तेषां कृते शिक्षितुम् इच्छामि सर्वदा पाठयितुम् इच्छामि एव अहं प्रथमतया तेभ्यः वदामि भवन्तः पाकं कर्तुम् इच्छन्ति चेत् आगच्छन्तु पाकशालामेव गत्वा स्वयं निर्माणं कृत्वा एव दर्शयामि तत्र भवन्तः सम्यक् पठितुं शक्नुवन्ति पाककार्यं पठितुं शक्नुवन्ति अतः तान् अहं प्रथमतया स्वीकृत्य गच्छामि पाकशालायां पाकशालायां स्वीकृत्य गच्छामि ग्यास् आन् कृत्वा सर्वं आन् कृत्वा वयं पाकं कर्तुम् एकं पाकं चायिस् कुर्मः सेलेक्ट् कुर्मः तदा किमपि एकं पाकं सेलेक्ट् कृत्वा तत्र वयं पाकं कर्तुं प्रयत्नं कुर्मः अहं तेषां कृते वदामि ते स्वयं पाकं कुर्वन्ति प्रथमतया किं स्थापनीयं तैलं स्थापनीयम् अनन्तरं जीरास्थापनीयम् अनन्तरं हलदि स्थापनीयं पुनश्च तण्डुलः तण्डुलः स्थापयित्वा आलोडनं कृत्वा तस्य उपरि एकं पात्रं संस्थाप्य दश वा अथवा विंशतिनिमिषं त्यजतु अनन्तरं पाकः सिद्धः भवति तद् भोक्तुं योग्यः अपि भवति इत्येतादृशम् अहं तेभ्यः पाठयामि